संस्कृतभाषायाः मुख्यः अमूल्यः अङ्गः अङ्गः व्याकरणम् अस्ति यदि उत्तमरीत्या संस्कृतभाषायाः प्रयोगं भवितव्यं व्याकरणस्य ज्ञानम् तदपि एकमेकम् अक्षरम् अपि कथम् उच्चारणं करणीयम् इति बाल्यकाले एव ये ये संस्कृतं पठन्ति ते सर्वे जानन्ति यदि नासिका अक्षराणि अस्ति वा कण्ठतालुः अस्ति वा तालुः अस्ति वा दन्तः अस्ति वा ओष्ठः अस्ति वा एतत् सर्वं ज्ञात्वा यदि उच्चारणं कुर्मः व्याकरणं पठामः

व्याकरणमस्ति यत्र उच्चारणस्य वैशिष्ट्यम् अधिकं दत्तम् अस्ति तत्र किं वदामः यदि विसर्गः भवति तत्र कथम् उच्चारणं करणीयं यदि जिह्वामूलीयम् अस्ति तत्र उच्चारणं कथं करणीयं विसर्गस्य अर्धः उच्चारणं भवितव्यम् यदि उपध्मानीयं भवति तत्रापि कथम् उच्चारणं करणीयम् अनन्तरं विसर्गसहितं कथं करणीयं विसर्गरहितम् उच्चारणं कथं करणीयं नासिका यदि भवति तत्र अनन्तरं पञ्च वर्गीयानां पञ्चम अक्षराणि यदि अकारेण सह भवति तत्र कस्य उच्चारणं प्रथमं आगन्तव्यं यदि वन्हिः इति शब्दः अस्ति तत्र यद्यपि मध्ये नकारः अस्ति अन्ते हकारः अस्ति तथापि सूत्रेण यदि वयं जानीमः तत्र नकारस्य उच्चारणम् अनन्तरम् हकारस्य उच्चारणम् अनन्तरं भवति नकारस्य पूर्वं भवति क्षम्यताम् हकारात् परं यदि नकारः भवति तदा हकारस्य उच्चारणं प्रथमं भवति नकारस्य उच्चारणम् अनन्तरं भवति एतत् सर्वमेव व्याकरणस्य उच्चारणस्य वैशिष्ट्यं भवति यदि अग्निः इति भवति तत्र तु तत्र तु नकारस्य उच्चारणम् अन्ते भवति यदि वह्निः भवति तत्र तु नकारस्य उच्चारणं हकारात् पूर्वं भवति इति व्याकरणस्य उच्चारणस्य वैशिष्ट्यं भवति एतत् सर्वम् इति ज्ञात्वा वयं व्याकरणं पठामः तथा व्याकरणं बहु सरलं भवति तावत् जामीता न प्राप्नुमः अनन्तरं माहेश्वरसूत्राणि भवन्ति तत्र ऐउण् एतत् सर्वमपि यदि वयं ज्ञात्वा सन्धिकार्याणि कुर्मः तत्रापि उच्चारणस्य वैशिष्ट्यम् अमूल्यं भवति इति अहं मत्वा सर्वदा यः यदा अहं पाठयामि तदा व्याकरणम् उच्चारणं सहितम् एव छात्राः पठनीयन् इति मया उच्यते